अस्माकं प्रदेशे वैद्यशालाः सन्ति समीपे चावकाड् वैद्यशाला अस्ति पुनः पावर्टि अस्ति त्रिश्शूर् अस्ति मुळ्ळशिरि अस्ति बहु समीपे बहु बहु वैद्यशालाः बह्व्यः वैद्यशालाः बह्व्यः वैद्यशालाः सन्ति तत्र सर्वे अपि आगन्तुम् शक्यन्ते मध्ये मध्ये इति वैद्यशालाः भवन्ति कोऽपि वा जनः कोऽपि वा भवतु तत्र समीपे एव वैद्यशालाः अस्ति कोविड् समये कोविड् समये अपि बहु सम्यक् रीत्या ते कार्यं कृतवन्तः तत्र गच्छति चेत् सम्यक् परिपालनं पुनः बेड् सर्वं ते कृत्वा दत्तवन्तः पुनः औषधस्य विषये मम समये समये औषधानि दत्तवन्तः पुनः किं किम् आवश्यकं भोजनविषये सर्वं दत्तवन्तः पुनः बात्रूं विषये तदापि तदपि सम्यक् आसीत् यदा कोविड् आगतं तदा अस्माकं क्षीणं यदा गतं तदा एव ततः ततः गृहं गृहं गृहम् आगतवन्तः